अयि भोः प्रियमित्राणि तव प्रियतमाः युद्धकला का इत्यस्मिन् विषये प्रियतमा युद्धकला इति विषये इदानीं किञ्चित् आलोचनं कुर्मः कलाः तावत् अनेकाः वर्तन्ते तासु सर्वास्वपि यदि प्रत्येकः मानवः कुशली भवति तदानीं कलानिपुणः इति तस्य वदन्ति किन्तु सर्वाः कलाः अस्माकम् अधीने सुलभतया नागच्छन्ति यतो हि साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः इति एकं सुभाषितं वर्तते अतः साहित्यं यावदावश्यकं सङ्गीतमपि आवश्यकं तथा अनेका कलाः इत्युक्ते तत्र कलाः भिन्नाः अनेकाः इत्युक्तं तस्या तासु कलासु युद्धकला अपि एका अन्यतमा भवति युद्धकलायां तावत् पूर्वकाले राजानः चक्रवर्तिनः स्वीय राजप्रासादस्य पुरतः विशेषसन्दर्भेषु युद्धकलाप्रदर्शनाय प्रेरयन्ति स्म तां कलां वर्धयितुं साह्यं ददति स्म एतादृशयुद्धकलायाम् अपि विभिन्नप्रकाराः सन्ति इति युद्धकलाविधः वा वदन्ति किन्तु युद्धकलायां तावत् विशेषतया नैपुण्यं प्राप्तुं शारीरिक समृद्धिः नाम सौष्ठवता अत्यावश्यकी भवति येषां तावत् शरीरे विशेषतया युद्धं कर्तुं शक्तिः भवति तादृश योद्धारः युद्धकलायां निपुणाः भवन्ति विभिन्नयुद्धानि कर्तुं शक्नुवन्ति इदानीं नवरात्रिसन्दर्भेपि अनेकासु कलासु तत्र प्रदर्शनं भवति विशेषस्य मल्लयुद्धं जट्टि युद्धम् इत्यादि शस्त्रकलानां प्रदर्शनमपि आयोजयन्ति आयोजयति सर्वकारः तादृशयुद्धकलायां पूर्वं तावत् यावन्तः साह्यं तत्र राज्ञैः दीयमनमासीत् तादृश एव साह्यं तथा विशेषतया प्रोत्साहः अद्यतनसर्वकारेणापि दीयमानः वर्तते मम तु सर्वाङ्गेषु युद्धः कलायां तावत् मल्लयुद्धस्य अतीव मल्लयुद्धकला तावत् प्रियतमा भवति यतो हि त तया कलया तावत् अस्माकं सर्वाङ्गानि सर्वेषाम् अङ्गानां तावत् चत्र चैतन्यदायकम् एका अभ्यासः भवति तादृशकलायां अहमपि निपुणः भवामि इति पूर्वं चिन्तयन् आसं किन्तु दौर्भाग्येन तादृशयुद्धकलायां तावत् भागी भवितुम् अवकाशः न प्राप्तः इति कारणतः तस्मात् युद्धकलाः कलया अहं वञ्चितः इदानाम् अपि चिन्तयन् अस्मि अतः युद्धकलायां तत्र आशां पूरयितुं तत्र यत्र यत्र युद्धा आयुः युद्धाकला आयोज्यते नाम मल्लयुद्धः जट्टि युद्धः कुस्सि इति कन्नडभाषायाम् यदुच्यते तादृशकलाप्रदर्शनाय अहमपि तत्र गत्वा भागी भवता भवामि अतः अद्यतनाः युवानः युद्धकलायां तावत् विशेषतया भागिनः भूत्वा अस्माकं प्राचीनतमां प्रियतमां युद्धकलां प्रोत्साहयन्तु प्राप्नुवन्तु वर्धयन्तु इत्युक्त्वा विरमामि